चित्राणावसरे कष्टकरम् इत्युक्ते समयस्य अभावः भवति हस्तः श्रान्तः भवति नेत्राणि श्रान्ताः भवन्ति तदाहं किञ्चित् विश्रान्तिं स्वीकरोमि चायं पिबामि सङ्गीतं शृणोमि लघुपर्यटनं कृत्वा आगच्छामि ध्यानमपि आवश्यकम् अस्ति चेत् करोमि चलनं दर्शितुं बहु कष्टं भवति इति मे मतः चित् यदा वयं चित्रं रचयामः तदेव करणीयम् इत्यपि नास्ति वयं किं कर्तुम् इच्छामः तदेव करणीयं तस्मिन् विषये विशेषः इच्छा अस्ति चेत् प्रयासः करणीयम् उत्तमगुरुः मिलति वा इति अन्वेषण कर अन्वेषणम् अपि करणीयम् मार्गदर्शनयाचनं करणीयं पुनः पुनः प्रयत्नम् आवश्यकम् तद्विषये सम्यक् चिन्तनम् अपि आवश्यकं यदा इच्छा अस्ति प्रतिभा अस्ति चित्रणं सुलभः भवति नो चेत् कठिण अभ्यासस्य आवश्यकम् अस्ति